अहं मम समीपस्थं ग्रामं बहुधा गच्छामि यतः अहं तु जनसेवायां निरतः जनसेवायां निरतस्सन् जनानां याः समस्याः वर्तन्ते ताः समस्याः अहं दूरीकर्तुम् एव नित्यं यतामि अतः समीपस्थग्रामाणि मया गम्यते किञ्च मम कार्यं विश्वविद्यालये चलति इति कृत्वा अहं विश्वविद्यालयं गच्छामि स च विश्वविद्यालयः बेङ्गलूरुमहानगरस्य मध्यभागे विलसति एवं विलसन् अयं विश्वविद्यालयः अत्यन्तरमणीयः मनोहरश्च तत्र गमनमार्गे नैकानि नगराणि मया प्राप्यन्ते अतः अहं समीपस्थनगराणि ग्रामाणि च बहुधा अटामि